पूर्वस्मिन् काले कूपात् जलं बहिः जलं कथम् आनयन्ति इति नाम आकर्षयन्ति इति चेत् तत्र रज्जुः आसीत् द्रोणिः आसीत् तद् तादृशवस्तूनि उप्युज्य जलं बहिः आनयन्ति स्म इदानीन्तनकाले विद्युतदुपकरणस्य उपयोगः बहु अस्ति किमर्तं नाम टेक्नालोजि इति वदन्ति खलु तद् बहु अग्रेगतमस्ति इदानीन्तनकाले तु रज्जुः अपेक्षितः द्रोणिः अपेक्षिता इत्यादिकं तस्य अपेक्षा अत्र नास्ति अपेक्ष्यते यदा यदा विद्युदुपकरणस्य उपयोगः नास्ति नाम यदा विद्युत् विद्युदुपकरणः भग्नः जातः वर्तते तदा तस्य नाम रज्जोः तथा द्रोण्याः अपेक्षा अस्ति यदा यन्त्रस्य उपयोगः अस्ति तदा रज्जोः तथा द्रोण्याः उपयोगः नास्ति तथा तत्र कार्यं विलम्बेन भवति यन्त्रस्य कार्यं बहु वेगेन भवति किन्तु रज्जोः उपयोगेन तत्र श्रमः भवति किन्तु विद्युदुपकरणस्य उपयोगेन विद्युत् व्ययः व्ययः भवति तथा अस्माकं धनस्य अर्जनमपि बहु वेगेन भवति तथा यन्त्रस्य उपयोगः तावत् उपयोगः इति नास्ति किमर्थं नाम आरोग्यं तत्र सम्यक् न भवति यदि वयं कूपात् जलं बहिः आकर्षयामः तत्र अस्माकम् आरोग्यं बहु सम्यक् भवति